नमो नमः यदा कदा अहं पर्यटनं कृतवती तदा सामान्यतः रेलयानेन एव अहं गमिष्यामि रेलयानं सहजतया सुलभतया लभ्यते पर्यटनसमये सामान्यतया बहूनि यानानि सन्ति रेलयानं लोकयानं वायुयानमपि अधुना तु प्रैवेट् यानमपि अस्ति किन्तु तर्हि तेषां कृते मम रेलयानं बहु रेलयानम् अम् अहं बहु इच्छामि यथा एव सः अस्माकम् अनुभवः अस्ति अहं तिरुपतिं गतवती आसं तदा रेलयानेन अहं गतवती तदा मध्ये एकस्मिन् समयेन आं स्थानके महोदयः पतिमहोदयः अधः अवतीर्यवान् अन्यत् रेलयानं प्रचलितं न न प्रारम्भः अहं चिन्तां कृतवती अरे महोदय न आगतः महोदयः न आगतः तदा महोदयः किं कृतवान् अन्यत् अन्यस्मिन् डब्बा मध्ये प्रविष्टवान् अहं चिन्तितवती एषः न आगतः एषः न ग सः मां दूरवाणीं कृतवान् अरे अहम् अत्रैव अस्मि गा गाडि तु अग्रे चलति मम कृते बहु चिन्ता स् चिन्तायाः विषयः किन्तु अन्तिमे क्षणे सः मम पुरतः आगतवान् मम बहु आनन्दः अभवत् अस्तु